मम परिवारे दीर्घकालात् आचार्यमाणाः बहवः विशिष्टाः आचाराः सन्ति तस्मिन् मुख्याः भवन्ति ओणं विशु इत्यादिकं महोत्सवाः ओणं महोत्सवः अस्माकं केरलियानां देशीय उत्सवः म भवति तद् सर्वत्र लोके सर्वत्र आचरन्ति तदा मम परिवारे अपि दीर्घकालाद् आचमा आचार्यमाणाः वर्तन्ते ओणंनिमित्तं वयं दशदिनात् पूर्वमेव सज्जीकरणं क करोति गृहमित्यादिकं सज्जीकृत्य पुष्पाणि उपयुज्य पूक्कळं पूक्कळं निर्माति तस्मिन्मध्ये दशदिनानि पूक्कळं प्रातः उत्थाय स्नानादिकं कृत्वा प्रार्थनां कृत्वा पूक्कळं रचयति तद् दशदिनं यावत् कृत्वा तस्मिन् दिने एव तिरुवोणम् इति वदति तस्मिन् दिने वयं सर्वत् आघोष्यन्ते तस्मिन् दिने सर्वे सन्तोषरूपेण नूतनान् वस्त्रान् धृत्वा सम्यक् आहारं भोजनानि कृत्वा तद् खादित्वा सर्वे मिलित्वा आघोषं क्रियते क्रियते एतदेव मम परिवारे दीर्घकालात् आ चार्यमाणाः विशिष्टाः आचाराः विभवाः अ अस्माकं भोजने विभवाः बहवः भवन्ति पायसमित्यादिकं भवन्ति सर्वान् व्यञ्जनान् उपयुज्य एव न भोजनादिकं निर्मान्ति तदेव प्रमुखः आचारः